अहं कागदे साधारणतया न लिखामि केवलं कुञ्जीफलकाधारेण सङ्गणकयन्त्रे स्थापयामि तदेव टैपिङ्ग् वदन्ति एषु दिनेषु बहुजनाः केवलं कुञ्जीफलकम् उपयोगं कृत्वा सङ्गणके वा मोबैल् वा मध्ये वा चरवाणि मध्ये वा न तु ट्याब्लेट् मध्ये वा विषयान् स्थापयितुम् इच्छन्ति तदेव सुलभतया साध्यमिति चिन्तयन्ति अहमपि साधारणतया कुञ्जीफलकम् उपयोगङ्कृत्वा एव सङ्गणकं मध्ये विषयं स्थापयामि यत् किमपि लिखितुम् इच्छति चेत्